विद्यालयात् परं सायं शिक्षणस्य विशेषवर्गस्य विषये मम अभिप्रायः एवं वर्तते यत् विद्यालये गुरवः गुरवः यद् पाठयन्ति तद् सम्यक् रूपेण वयं स्वीकुर्मः बुद्धौ स्थापयामः चेत् एतस्य अपेक्षा न भवति इति मम अभिप्रायः कथम् इत्युक्ते वयं विद्यालयं प्रति गच्छामः सर्वदा तत्र यद् किमपि विषयं पाठयन्ति चेत् तद् वस्तुतः ध्यानचित्तेन नाम एकाग्रतारूपेण तद् श्रोतव्यं भवति ततः परं तस्य विषये अध्ययनं कर्तव्यं भवति वस्तुतः अध्यापकः पथं दर्शयति तावदेव सः संपूर्णं पथदर्शकः न भवति वस्तुतः एवं मार्गः अस्ति इत्येव कक्ष्यायां दर्शयति तद्मार्गं गृहीत्वा अस्माभिः गन्तव्यं भवति तावदेव विद्यालये यद् यद् पाठयन्ति तत् सर्वं सम्यक् रीत्या बुद्धौ स्थापनीयं वस्तुतः आदौ एकाग्रता तदेव एकाग्रता अपेक्षते एकाग्रता अस्ति चेदेव एतत् सर्वं बुद्धौ स्थापयितुं शक्नुमः पुनः गृहगमनात् परम् एतस्य हा अद्य विद्यालये किं पाठितवन्तः कियत् पाठितवन्तः एतस्य विषये मनसि एव किञ्चित् विचारः कर्तव्यः भवति हा एवम् अस्ति एवं भवति इत्यादिकं तेन किं भवति इत्युक्ते अस्माकं ज्ञानमपि वर्धते पुनः गुरुः एवं पाठितवान् पुनः एवं सिद्दता कर्तव्यं सिद्दता कर्तव्या इत्यादिकं मनसि भवति नाम तद् वाक्यं एतद् पुस् प्रथमवाक्यपठनेन एव हा एवम् उक्तवन्तः विद्यालये इति अस्माकं ज्ञानं भवति नाम एतद् एकाग्रतरीत्या वयं श्रुत्वा विषयावगमनं कृत्वा आगतवन्तः चेत् एकवारं पठनेन अलं भवतीति मम अभिप्रायः अतः एतद् ट्यूषन् इति यद् विषयं नाम विशेषवर्गस्य अपेक्षा न भवति तदानीम् एतस्य विशेषः विशेषवर्गस्य किमपि प्रयोजनम् इत्यादिकं न इत्यादिकं तु न भवत्येव यः कोऽपि नाम अन्यत्र गन्तव्यं भवति तत्रापि धनं दातव्यं भवति सोऽपि यत् किमपि पाठयति तद् श्रोतव्यं भवति तेन किमपि अस्माकं ज्ञानस्य वर्धनं तु न भवति द्विवारं पठितम् इत्येव भवति तावदेव विद्यालये पुनः एतद् विशेषवर्गे तावदेव नाम विशेषवर्गे अन्यः पाठयति विद्यालये अन्यः पाठयति तद् नाम तद् अन्यः अन्यरूपेण एव भवति पाठनम् एतस्य अन्यरूपेण एव भवति एवं रूपेण अतः वयं स्वयम् एतस्य उपयोगः कर्तव्यः आदौ विद्यालये सम्यक् श्रुत्वा ततः परम् अस्माभिः एव नाम ध्यानपूर्वकं मननं कुर्मः चेत् एतस्य नाम विशेषवर्गस्य अपेक्षा न भवति इति मम अभिप्रायः